मम प्रदेशे पर्यटकैः अवश्यं द्रस्टव्यानि स्थानानि बहूनि सन्ति न केवलं मम प्रदेशः सम्पूर्णं भारतदेशः एव एव पुण्यभूमिः इति कथ्यते अतः अहं भारतदेशे विद्यमानपर्यटनस्थानानां विषये वक्तुम् इच्छामि एकः श्लोकः प्रसिद्धः वर्तते अयोध्या मथुरामाया काशीकाञ्ची अवन्तिका पुरीद्वारावती चैव सप्तैते मोक्षदायकाः अस्माकं सनातनसंस्कृतौ चतुर्विधपुरुषार्थाः सन्ति धर्मः अर्थः कामः मोक्षः इति मानवजीवनस्य अन्तिमं लक्ष्यं तु मोक्षस्य प्राप्तिः मोक्षप्राप्तये पर्यटनम् अपि उपकरोति इति चेत् एतस्मात् अधिकं सन्तोषजनकः विषयः अन्यः नास्ति अयोध्यानगरी उत्तरप्रदेशराज्ये अस्ति तत्र श्रीरामस्य भव्यं मन्दिरम् अस्ति श्रीरामचन्द्रः तु रामो विग्रहवान् धर्मः इति प्रसिद्धः मथुरानगरी उत्तरप्रदेशराज्ये वर्तते अत्र श्रीकृष्णस्य मन्दिरं विद्यते एतत्तु श्रीकृष्णजन्मभूमिः अस्ति मायानगरी इत्युक्ते अद्यतन हरिद्वारः एतद् नगरम् उत्तराखण्डराज्ये विद्यते देवालयानां नगरी इति प्रसिद्धः अत्र द्वादशवर्षेषु एकवारं कुम्भमेळा भवति अस्मिन् प्रदेशे एव प्रथमवारं भागवतपुराणश्रवणम् आरब्धं काशीनगरी उत्तरप्रदेशराज्ये वर्तते अत्र विश्वनाथस्य मन्दिरम् अस्ति एवमेव पवित्रगङ्गानदी अपि अत्र प्रवहति काञ्चीप्रदेशः तमिळ्नाडुप्रदेशे अस्ति अत्र विष्णुकाञ्ची शिवकाञ्ची इति विभागद्वयं वर्तते अत्र काञ्ची कञ्चीवरदराजस्य अप्रतिमसुन्दरविग्रहः भक्तान् आकर्षयति आवन्तिकानगरी नाम अद्यतन उज्जैनी एतत् मध्यप्रदेशराज्ये अस्ति महाकाळेश्वरदेवालयः अत्र अस्ति पुरीनगरी ओडिस्साराज्ये अस्ति तत्र जगन्नाथस्य मन्दिरम् अस्ति द्वारकानगरी गुजरात् राज्ये अस्ति अत्र श्रीकृष्णस्य द्वारकाधीश मन्दिरं बहु सुन्दरम् अस्ति एतेषु स्थानेषु गमनं न केवलं पुण्यदायि अपि तु अस्माकं मनसः उल्लासम् अपि जनयति यतो हि प्रकृतिसौन्दर्यं विविधः भौगोळिकप्रदेशः नूतनसंस्कृतिः विशिष्टा वेशभूषा आहारपद्धतिः एतत् सर्वं वयं द्रष्टुं शक्नुमः व्यक्तिगतबुद्धिं च वर्धयति जीवनस्य अनुभवानां निर्माणे सहायं करोति एरड् निमेषः